युद्धकाले अनंवेदि वयं मिल्ट्रि आरक्षसेनायां धृतं कुर्मः आरक्षकसेना वयं कुर्वन्ति महान् जानामि युद्धकाले आरभ्यते अस्माकं वयं सज्जाः सामाजिकी अस्य एकजालकं वर्तन्ते किन्तु स्मरणीयं कर्तुं जनाः सन्ति जनकमहाराजः कथयति चेत् विद्यार्थिलक्षणं याः सन्ति नृत्यकालकलादयः आसन्न प्रशिक्षणं सः इदानीं जीवने भवन्ति निरन्तरं परिश्रमं करोमि वयं प्रातः उत्तिष्ठामि प्रापले उत्तिष्ठामि वयं निरन्तरं प्रचारणं कुर्वन्ति अयं कलालयं वयं कलालयं मध्ये काडिमे आगत्य यात्रामध्ये वयं यात्रामध्ये मलयाळं पूर्वम्